हरिः ओं नमो नमः महोदय मम नाम नितीश् मिश्रा अस्ति पर्यावरणविषये मम मम क्षेत्रे अत्यधिकं पर्यावरणे कठिनम् अस्ति वायुः जलं मृद्वी वातावरणे निवसामि तदेव वातावरणं पर्यावरणं निव् वयं जीवनोपयोगिवस्तूनि प्राप्नुमाम प्राप्नुमः जलं वायुः च जीवने महत्त्वपूर्णौ स्तः साम्प्रतं शुद्धतया जलस्य समस्या वर्तते अधुना वायुरपि शुद्धं नास्ति एवमेव प्रदूषितपर्यावरणेन विविधाः रोगाः जायन्ते पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते प्रदूषणस्य कानि कारणानि सन्ति औद्योगिकपशुपरिशिष्टपदार्थमुच्चध्वनिः यानधूम्रादयः प्रमुखानि कारणानि सन्ति पर्यावरणरक्षणाय वृक्षाः रोपणीयाः अन्यत्र महोदय

आम् आम् आम् जलं कष्टं भवति महोदय

आम् आम् आम् आम्

अधुना पर्यावरणस्य समस्या न केलवं महोदय अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपि तु समस्तविश्वस्य समस्या वर्तते आमां समस्या वर्तते अस्मिन् मम परिक्षेत्रे अत्यधिकसमस्या भवति आम् आं मम मम परिक्षेत्रे जलं स् जलं समस्या अस्ति पर्यावरणस्य समस्या अस्ति स् अशुद्धं वातावरणमस्ति किं कारणं महोदय आम् आम् सहायतां करोमि मम परिक्षेत्रे अत्यधिकं शरीरे पीडा पर्यावरणे समस्याः सर् शरीरे पीडाः भवन्ति

आम् आम्

नमो नमः नमो नमः